मम जीवनस्य अन्येन सह युद्धकलाशिक्षणं कर्तुमर्हति कारणं तु एतत् अस्माकं शरीरीकमानसिक विकासाय तथापि आरोग्याय स्वस्थ्याय च वर्तते इति कारणात् युद्धकला सर्वैः पठनीयं पाठनीयमिति मन्ये तस्मात् कारणात् एतदपि श्रद्धया देया अस्ति तस्मात् वयम् अन्यकार्येषु मध्ये एतदपि कुर्मः तत्र जीवने ये ये कला योग इत्यादि अस्य इदानीन्तनकाले आवश्यकता अधिका वर्तते कारणं तु इदानीं सर्वे ऐ ऐ टि द्वारा एव कार्याणि सर्वं कुर्वन्तः सन्ति तदानीम् एतेषां शारीरिकक्षमता न्यूना वर्तते पुरातनकाले तु तादृशं नास्ति इदं ये सर्वे वैयक्तिकरूपेण कार्यं कुर्मः कार्याणि कुर्वन्तः स आसन् इदानीं तत् न प्रचलति सर्वे अत्र कुत्रापि उपविश्य उपवेशनमेव तदापि चिन्ता मग्नः तादृशाः भवन्ति इदानीं सर्वत्र स्पर्धाः सम्मर्दाः च सन्ति इति कारणेन मानसिकारोग्यमपि नूना वर्तते किन्तु एतादृश कळरीयोग इत्यादीनां तादृशस्थानेषु ब् अभ्यासः कुर्वन्ति चेत् शारीरिकमानसिक आरोग्य वर्धनाय उपयुक्ता भवति तस्मात् युद्धकलाशिक्षणं तत्र कर्तुम् अर्हति तत् एवं समयानुसारम् अनेन पाठनेन च जीवने च ओ निर्वहनं कर्तुं शक्नुवन्ति इति मन्ये अस्य प्राधान्यं ये जानन्ति ते एव सम्यक् कुर्वन्तः सन्ति